हा हरिः ओम् अग्रज नमस्कारः आम् अग्रज अस्तु अग्रज

आम् अग्रज आम् अग्रज

आम् अग्रज आम् अग्रज आम् अग्रज आम् अग्रज

आम् आग्रज आम् अग्रज अहं करोमि प्रमुखं किम् इत्युक्ते अहं पञ्चतन्त्रकथायाः उपरि एव बहु कथां लिखामि किमर्थमित्युक्ते प्राणिनः पक्षिणः आसन् चेत् छात्राणां बहु एव इच्छा भवति खलु ते सम्यक् पश्यन्ति पुनः अट्रेक्टिव् भवति तेषाम् इच्छा भवति तद् ते द्रष्टुमपि इच्छन्ति अद्यतन का काले अपि पुरातनकालेपि छात्राः य छात्राणां ते तत्सर्वं बहु इच्छा शुनकः भवतु मार्जालः भवतु एतत् सर्वं त तत्वत् एव मम प्रामुख्यः अस्ति इदानीं भवान् उक्तमित्येव तेषां संस्कृतम् ज्ञातव्यं संस्कृतेव एकं चित्रीकरणं करणीयमिति उक्तवान् भवान् न भवन्तं कस्मिन् विचारे कथाम् आवश्यकम् इत्युक्ते तेषां संस्कृतं क ते संस्कृतं कथं ज्ञातव्यम् इति वा पुनः वा छात्राणां तदेव उक्तवती खलु प्राणिनः सर्वे आसीत् चेत् तेषां बहु इच्छा भवति तथा कथम् आवश्यकं वा कथं भवनीयं कथा आम् अग्रज अस्तु

हा सत्यम् अग्रज पश्यन्ति सत्यं सत्यम् आम् अग्रज अहं तदेव उक्तवती ते पश्यन्ति खलु तदेव तेषां बहु इच्छा भवितव्या तत्रत्येव अहं प्राणिनां पक्षिणां विचारं भवन्तम् उक्तवान् आम् अहं कथां लिखित्वा ददामि भवन्तः भवान् उत्तमरीत्या द्वौ विचारमपि अहं शिरे गृहित्वा तद् द्वौ विचारे अपि अहं कार्यं करोमि प्रथमम् भवान् उक्तवान् संस्कृतं संस्कृतस्य किं प्रचारं सर्वं संस्कृतं किमर्थं प्रामुख्यं तत्सर्वमपि अहं मम शिरे गृहित्वा अहं कार्यं करोमि अग्रज आम् अग्रज आम् अग्रज आम् अग्रज आम् अग्रज हा दिनद्वयं मह्यं समयं ददातु अग्रज अहं तत्सर्वं सम्यक् लिखित्वा स्क्रिप्ट् सर्वं सम्यक् लिखित्वा भवन्तं दर्शयामि भवन्तं कार्यालयं प्रत्युक्ते आगच्छामि किं वा इच्छा न भवति इत्युक्ते टापिक् किं वा चेञ्ज् करणीयं किं विषयं किञ्चित् चेञ्ज् करणीयं तथा किम् उक्तवान् इत्युक्ते अहं कर्तुं शक्नोमि तदपि अहं करोमि आम् अग्रज आम् अग्रज

सत्यं सत्यम् हा दिनद्वयं ददातु अग्रज आम् अग्रज आम् अग्रज आम् अग्रज आम् अग्रज अस्तु अग्रज पुनः किं वा आसीत् वा अग्रज वदन्तु सर्वम् आम् अग्रज अहम् आम् अग्रज अहम् अद्यैव अद्यैव कार्यं प्रारम्भं करोमि इदानीमेव कार्यं करोमि हा हा अग्रज यावत् शक्यते तावत् शीघ्रमेव समापयामि अग्रज सत्यं सत्यम् हा आम् अग्रज आम् अग्रज आम् अग्रज सत्यम् अग्रे तदपि सत्यं भवान् किम् उक्तवान् तदपि सत्यं किमर्थमित्युक्ते घण्टा यावत् ते उपवेष्टुं न शक्यते सत्यं विंशतिः पञ्चविंशतिः इत्युक्ते तेषाम् अलं तन्मध्येव व यावत् शक्यते तावत् समीचीनतया कर्तुम् अहं श इच्छामि अग्रज आम् अग्रज आम् अग्रज आम् अग्रज

आम् अग्रज अस्तु अग्रज धन्यवादः अग्रज अस्तु अस्तु अहं कार्यं समाप्यनन्तरं भवन्तं दूरवाणीं कृत्वा सर्वमपि वदामि धन्यवादः अग्रज